सः कृतवान् हरिः ओम् ह्म् उच्यताम् आम् अ सम्यक् अस्मि हा भवतः परिचयः दातव्यः अस्ति इदानीम् उपविशन्तु भवतः परिचयः दातव्यः अस्ति

ह्म् ह्म् बहूत्तम् तर्हि इ इतः पूर्वं भवता कुत्र पठितम्

ह्म् ह्म् ह्म् तर्हि तत्र ज्योतिषाचार्यस्य प्रथम प्रथमवर्षस्य तस्य तत्रैव अध्ययनं भवता कृतं अतः तत्र क् केषां विषयाणां भव भव् भवता पाठितं पठितं ह्म् ओहो केवलं ज्योतिषमासीत् तत्र मोडर्न् इत्यादि किमपि नासीत् वा

अहो तर्हि इतः परं किं कर्तुम् इच्छति अत्र अस्माकं विद्यालयेषु भवतः शिक्षकरूपेण नियुक्तिं प्राप्तुम् इच्छति वा ह्म् ह्म् तर्हि तत्र कस्य विषयस्य पाठनं भवान् भवान् करि क करिष्यति परन्तु अस्माकं विद्यालये संस्कृतम् एव पाठ्यविषयः अस्ति ज्योतिषम् इति विषयः नास्ति संस्कृतशिक्षकः भवितुम् इच्छति वा ह्म् ह्म् ह्म् तर्हि लघुछात्राणां कृते यत् पाठनीयं भवति कश्चन छात्रः अवगन्तुं पारयति तस् तन्निमित्तं भवान् किं करिष्यति लघुचात्राणां यः अवगन्तुं न शक्नोति तस्य कृते भवान् कथं बोधनं करिष्यति

हा हौतु सत्यं सत्यं बहूत्तमम् ह्म् ह्म् ह्म् अस्तु अस्तु बहूत्तमम् उत्तमम्